भोः महोदय वयं इतः अन्नम् इत्यादिकं वयं स्वीकुर्मः बहुदूरं गन्तव्यम् अस्माभिः अतः तावत्पर्यन्तं तत् बहु उत्तमरीत्या भवतु एवं पेकिङ्ग् कृत्वा भवन्तः ददातु इति अहं निवेदयामि